बैकिङ्ग् विषये अहं सर्वदा अवधातव्यं पौर्वसज्जता अस्मि तत्र पुल्योषन् चेक् स सर्टिफ़िकेट् अस्ति मम समीपे लैसन्स् इन्सुरेन्स् अनन्तरम् आर् सि सर्वाणि अनन्तरं हेलमेट् सर्वाणि हेल्मेट् मम मम शिरसि धारय धारयामि अनन्तरं सर्वाणि पत्राणि मम भैक् अधः सीट् अधः अहं पूर्वसिद्धता अस्मि ते पत्राणि सर्वदा मम रक्षति नो चेत् बहु कष्टम् अस्ति खलु अतः सर्वाणि पत्राणि सर्वकालेषु अहं इन्सुरेन्स् अस्ति वा नास्ति वा इति दृष्ट्वा एक्स्पेर् अभ भवति चेत् पूर्वसिद्धता अस्मि पूर्वतया अहम् इन्सुरेन्स् करोमि रिन्युवल् करोमि अस्तु